नमो नमः अहं अहं तत्र भवतः आपणतः वदामि तत्र अहं बहूनि वस्तूनि अहं क् क्रीतवान् तत्र अधुना अहं पेमेन्ट् कृते गत्वा पश्यामि यत् मम धनं पर्याप्तं नास्ति तर्हि अधुना अधुना तत्तु अहमपि यानि वस्तु वस्तूनि अहं क्रीतवान् तेषां तु आवश्यकं बहु अस्ति परन्तु धनस्य अभावात् अहं पेमेन्ट् कृते पे पेमे क्याश् पेमेन्ट् स्वीकृत्य तथा न आगतं तस्मात् अधुना किं कर्तव्यं

आम् आम् प् अहं क्रेडिट् कार्ड् स्वीकृत्य न आगतवान् तत्तु मम गृहे अस्ति किन्तु गुहुल् अहं चिन्तितवान् यत् गुगुल् पेमेन्ट् मध्ये क करोमि परन्तु तत्र नेट्वर्क् इशू इति दृश् न दर्शयत् दृश्यते तर्हि तत्र यदि क् कदाचित् पुनः पुनः आगमः अत्र आगमनसमये द दिनद्वयेभ्यः परं क कर्तुं शक्नोमि वा

हा तद्भवि भविष्यति परन्तु मम गृहे एवं कोपि परिचितः नास्ति य यं आहूय अहं धनं भवते दातुं शक्नोमि परिचिताः कोपि नास्ति तस्मात् तस्मादेव मम समस्या अस्ति यत् क् लेट् पेमेन्ट् क् यदि न परं कदाचित् आगत्य दास्यामि चेत् तत्र भवति वा एवं ते किञ्चित् मम ब् मम कृते बिल् कृत्वा स्थापयतु यत् एतत् धनं भवता अवशिष्टं अवशिष्टं परं कदाचित् दातव्यम् इति बिल् कृते मम कृते स्थापयतु अहं आगत्य निश्चयेन दास्यामि इति मम आशयः अस्तु अस्तु दातुं शक्नोमि आमाम्